मम ग्रामे जानुवेदनायाः चिकित्सायाः लोकप्रियाः गृहोपचाराः एवं रीत्या वर्तन्ते तत्र प्रथमः उपचारः एवं रीत्या भवति एकस्मिन् वस्त्रे लवणं बद्ध्वा लवणमुष्णीकृत्य तदनन्तरं जानोः उपरि संस्थाप्य वेदना निष्कास्यति इति एकः प्रकारः द्वितीयप्रकारस्तावत् वृक्षतैलादीनि निष्कास्य ततः तस्मिन् नाम मूलिकाः काश्चित् मूलिकाः संस्थाप्य तत्तैलं क्वथयित्वा तदनन्तरं तत्तैलं तत्र सर्वस् सर्वं ततः निष्कास्य केवलं तैलं संस्थाप्य प्रतिदिनं प्रातः रात्रौ च तैलं लेपयित्वा तदुपरिष्टात् उष्णजलं स्थापयित्वा उष्णजलेन स्नानं क्रियते इति द्वितीयः उपचारः तृतीयः उपचारस्तावत् निद्रा यतोहि तत्र अवश्यं रेस्ट् नाम विश्रान्तिः जानोः कृते दातव्या भवति तेन जानुवेदना निर्गच्छति इत्येवं रीत्या लोकप्रियाः गृहोपचाराः वर्तन्ते